मम ग्रामे यदा कण्ठवेदना इत्यादिकं भवति तदा चिकित्सारूपेण गृहोपचाराः क्रियन्ते तत्र उष्णेन उष्णं जलं पानीयं भवति पुनः कदाचित् उष्णे जले औषधयः औषधयः स्थापनीयाः पुनः तस्य तेन जलेन पानं करोति चेत् कण्ठवेदना न्यूनं भवति पुनः कदाचित् कण्ठस्य उपरि लेपनं करोति चेत् ओषधीनां लेपनं क् भवति चेत् तत्र उपायः भवति